मम जीवने अतीव मौल्ययुतमस्ति ज्ञानम् अध्ययनञ्च यतो हि ज्ञानेनैव सर्वमपि कार्यं साधयितुं शक्नुमः अतः एव योगेश्वरः कृष्णः न्यगदीत् गीतायां ज्ञानाग्निस्सर्वकर्माणि भस्मसात् कुरुतेर्जुन किञ्च अध्ययनविषयेपि जगाद भगवान् श्रीकृष्णः स्वाध्यायाभ्यसनञ्चैव वाङ्मयं तप उच्यते अतः ज्ञानस्य वर्धनन्तु अध्ययनेनैव भवति यदा अध्ययनं अध्ययनानन्तरं ज्ञानं भविष्यति तदा जीवनम् अतीव मौल्ययुतं भविष्यतीति